मम अभिप्राये ग्रामसमुदायेषु कृषि उद्योगस्य उन्नयनार्थम् किं किं कर्तृं शक्यते यदि अहं वदामि चेत् सर्वप्रथमं तु आवश्यकता भवति यत् ये कृषकाः भवन्ति तेषां कृते ये कृषिसाधनानि भवन्ति तेषां साधनानाम् उपलब्धिः समयेन भवेत् एवं च कृषिक्षेत्रेषु ये कृषिसाधनानि भवन्ति तेषां साधनानां यथा ट्र्याक्ट्र् इत्यादिकं किञ्चित् न्यून्मूल्येन ये कृषकाः भवन्ति तेषां कृते यदि प्राप्यते चेत् ते तान् साधनानां स्वीकृत्य कृषिकार्यम् उन्नतं कृषिकार्यं कर्तृं शक्नुं समर्थाः भवन्ति एवं च विद्युत् इत्यादिकस्य आवश्यकता अपि तत्र भवति अनेन ये स्वकीयक्षेत्रेषु जलप्लावनम् इत्यादिकं समयेन कर्तुं शक्नुवन्ति